अहम् अवकाशदिवसेषु स्व परिवारैः स्वमित्रैः साकञ्च बृन्दावनं गच्छामि बृन्दावने इदानीं कलियुगेपि भह् भक्तिः जीवन्ती वर्तते तत्र अनेकेषां भक्तानां दर्शनं भवति अथ च भगवत्याः राधायाः दर्शनं भवति राधाकृष्णयोः प्रेमस्थलानाञ्च दर्शनं भवति तेन अस्माकं चित्तं शुद्धं भवति अतः प्रतिवर्षं यदा अवकाशः प्राप्यते तदा अतिरिक्तसमयस्य सदुपयोगाय अहं बृन्दावनं गच्छामि ततः आगमनकाले च मथुरामपि गच्छामि तत्र भगवतः रामस्य दर्शनं करोमि सरयूनद्याञ्च स्नानं करोमि पितृश्राद्धं श्राद्धञ्च करोमि